मुम्बैराज्यं महाराष्ट्रराज्यं देशे जनसङ्ख्यायाः वृद्धिः सप्तदश पाय्ण्ट् षट् प्रतिशतं भवति धानेमण्डलस्य जनसङ्ख्या पञ्चत्रिंशत् पायिण्ट् षट्विंशतिः प्रतिशतं वर्धमाना अस्ति अतः बृहत्तमक्षेत्रयुक्तं ठाने मण्डलमपि सर्वाधिकजनसङ्ख्यायुक्तं जातम् अस्यमण्डलस्य नगरक्षेत्रेषु जनसङ्ख्यायाः वृद्धिः प्रायः पञ्चपञ्चाशत् प्रतिशतं भवति यत्र प्रतिनिधिः थानेदेशस्य जनसङ्ख्यावृद्धिः सप्तदश पायिण्ट् षट् प्रतिशतं भवति तत्र ठानेमण्डलस्य जनसङ्ख्यायाः पञ्चत्रिंशत् पायिण्ट् षट् विंशतिः प्रतिशतं वर्धमाना अस्ति अतः बृहत्तमक्षेत्रयुक्तं ठाने मण्डलम् अपि सर्वाधिकजनसङ्ख्यायुक्तं जातम् अस्य मण्डलस्य नगरक्षेत्रेषु जनसङ्ख्यावृद्धिः प्रायः पञ्चपञ्चाशत् प्रतिशतं भवति अद्य एककोटिः दशलक्षं पञ्च पञ्चसहस्रं यावद् गतमस्ति तमे द्वाविंशतिसहस्रम् एकं तमे वर्षे मुम्बै उपनगरीयं महाराष्ट्रस्य सर्वाधिकजनसङ्ख्यायुक्तं मण्डलम् आसीत् ठाने इदानीं तम् अतिक्रान्तवान् अस्ति अस्य मण्डलस्य कुलजनसङ्ख्या अष्टविंशतिलक्षम् अष्टसहस्रवर्धिता अस्ति यस्मिन् ठाने कल्याणं डोम्बवलि नविमुम्बै मीरा भेण्डर् वसायि विरार् बद्लापुर् उल्लास्नगर् इत्यादीनां नगरं नगरीयक्षेत्राणां विंशतिः षट्विंशतिलक्षं चतुस्सहस्रं वर्धितमस्ति देशस्य सर्वेभ्यः भागेभ्यः मुम्बैनगरं प्रति आगच्छतां प्रवासीनां समूहः निवासार्थं ठानेमण्डलं प्राधान्यं दत्वा दत्तवन्तः मुम्बैनगरे आशा आकाशगतिमूल्यानि ठानेनगरस्य जनसङ्ख्यावृद्धौ अपि योगदानं ददाति